समीपस्थानि नगराणि गन्तुं आधारभूतं तु वस्यानं रेलयानं लघुयानानि अपि मिलन्ति अतः गमनागमने क्लेशः न भवति इति अहं चिन्तयामि सम्प्रति त्रिपुराराज्ये सर्वत्र अहं गच्छामि अतः कदापि गमनागमने क्लेशः अभवत् इति तथा मया न अनुभूतम् इति धन्यवादः